आं मम राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः अस्ति आं प्रथमतः मम कृते मम प्रथमकक्षायाः आरभ्य ता पञ्चमं पञ्चमकक्षातः दशमकक्षायाः पर्यन्तं संस्कृतभाषायाः आसीत् तत्र संस्कृतम् एकः विषयः आसीत् किन्तु सरलं संस्कृतम् इति यतो हि सामान्यजनानां कृते अवगमनार्थं सर्वे विश्वविद्यालये एकः विषयः दत्तः यदा अहं पाठशालायाम् आसीत् तस्मिन् समये मम कृते संस्कृतविषये अहम् अन्यत्र विषये अवगम्यते तदा मम कृते रुचिः उत्पन्ना भविता अधुना संस्कृतभाषा देवभाषा अपि सर्वत्र लभ्यते तस् त एतस्मात् कारणात् संस्कृतस्य मम कृते प्रचारः तथा प्रभावः सर्वे कृताः यतो हि अहम् अपि संस्कृतं पठामि तथा करोमि यदा बाल्यकाले ह यदा अहं बाल्यकाले अस्मि तदा मम कृते संस्कृतविश्वविषयस्य एकः विषयः नैव आसीत् अस्मिन् पर्याये अहं यदा विश्वविद्यालये आगतः तदा सर्वे विषयाः मम कृते संस्कृतिविषये आसीत् अस्ति